अस्माकं प्रदेशे सामान्यतया सर्वे कृषिकार्यमेव अधिकं कुर्वन्ति ते बहु श्रमेण कृषिकार्यं कुर्वन्ति तेन ते अग्रे फलमपि प्राप्नुवन्ति कथं नाम इदानीम् उदाहरणतया अस्माकं प्रदेशे तु सुगर् केन् इति नाम कब्बु तद् वति खलु तस्य कृषिं कुर्वन्ति यदा ते कृषिं कुर्वन्ति बहु श्रमी श्रमेण कृतवन्तः भवन्ति तेन अग्रे यद् फलम् आगतं भवति तद् स्वीकृत्य यदा फ़ेक्ट्रि फ़ेक्ट्री इत्यादि कार्खाने प्रति यदा यच्छन्ति तदा तेषां कृते अर्थव्यवस्था नाम धनम् आगच्छति सर्कारस्य कृतेपि टेक्स् रूपेण धनं गच्छति एवं ते यथा प्रतिदिनं कृषिकार्यं कुर्वन्ति तेन तेषां जीवनशैल्यामपि ते बहु धृढाः भवन्ति

ते यद् कृषिकार्यं कुर्वन्ति तेन अस्माकं सर्वेषाम् अपि अन्नम् इत्यादि यद् वयं खादामः तेन तेषां श्र परिश्रमेण एव तत्सर्वम् अस्माभिः प्राप्यते अतः एवं कृषिकाणां योगदानं भवति यदि ते ते एव कृषिकार्यं न कुर्वन्ति चेत् अस्माकं स्थितिः का इति पश्यामः चेत् अस्माकं कृते खादितुम् अन्नादिकं सर्वं न भवति अतः कृषिकाः अस्माकं देवः इत्यपि वक्तुं शक्नुमः इत्युक्त्वा विरमामि